अस्माभिः यदि किमपि वक्तव्यं तर्हि सम्भाषणद्वारा वयं तत् अभिव्यञ्जनं कुर्मः एवं माध्यमे बहू माध्यमेन अपि तस्य अभिव्यञ्जनं भवति तस्य अपरः अपरं वर्तते गानमिति गानं गायनद्वारा अपि वयम् अस्माकं भावं अभिव्यक्तुं शक्नुमः तत्र गा गाने प्रामुख्यता भजते साहित्यस्य भावस्य च अपि च यः वदति तस्यापि प्रामुख्यता भवति एवं साहित्यं यदि सम्यक् भवति तर्हि साहित्यमवगम्य तस्य भावं वयमपि प्राप्य यदि वयं गानं वदामः तर्ही तस्य भावः अभिव्यज्यते उदाहरणार्थम् एस् पि बालसुब्रह्मण्यम् एम् एस् सुबलक्ष्मी एस् जानकी एवं रीत्या बहवः सङ्गीतकाराः साहित्यम् अवगम्य साहित्ये यदस्ति तत् तेषामपि जीवने जातमस्ति अथवा तेषां भावः तथैव अस्ति इति चिन्तयन् गानं वदन्ति इत्यतः तत् गानं बहु सम्यक् श्रूयते तत्र भावनायाः अपि बहु पात्रं प्रामुख्यतां भजते भावना इत्युक्ते सुखं स्यात् दुःखं स्यात् हास्यमपि कदाचित् भवितुमर्हति गानेषु वयं बहुविधभावनां दृष्ट् ज्ञातुं शक्नुमः तत्र यथा नवविधरसाः सन्ति एवं भावनायामपि वयं नवविधरसाः नवविधरसान् द्रष्टुं शक्नुमः क्रोधः वा हास्यं वा आश्चर्यं वा एवं नवविधरसाः अपि अस्माभिः भावनायां ज्ञातुं शक्यते गाने भावना तु बहु मुख्यतां भजते पुनश्च मया गानद्वारा भावनाः बहु सम्यक् अभिव्यज्यते अहमपि सम्यक् गानं वदामि तत्रा अहं बहु इच्छामि वात्सल्यभावः वा प्रेमभावः वा हास्यभावः इत्येवं तादृशभावेषु अहं गानं बहु सम्यक् वदामि तत्र यदि अहं तादृशभावेषु गानं वदामि तर्हि अन्यैः सह भावः गृह्यते एव तर्ही तेन ज्ञायते मया सम्यक् गीतमस्ति इति एवं गानेषु भावः सम्यक् अबि अभिव्याज्यते इति वक्तुं शक्यते